अस्तु महोदय एतावन्ति प्रेष्यन्तां यदा अत्र आगतं भवति तदानीमहं धनं दास्यामि किमिति अय्यो इदानीमहं न धनं दास्यामि यदा सर्वम् आगतं भविष्यति तदा सपद्येव अहं धनं दास्यामि न न अहं तावत् तत्रैव यदा तावत् वस् इदं यत्किञ्चित् मया अत्र अपेक्षितं तत् हस्तगतं यदा भविष्यति तदैव मया धनं दीयते ततः प्राक्तु मया किञ्चिदपि न दीयते यदि भवद्भिः अङ्गीक्रियते तर्हि एव एतद्भवतु नो चेत् मास्तु अहम् अन्यतः द्रक्ष्यामि अस्तु भवतु भवतां नियमः यः कोपि भवतु मम तावत् अयं नियमः यत् यदा हस्तगतं वस्तु द्रव्यं भविष्यति तदानीमेव अहं धनं दास्यामि न ततः पूर्वं भवतु नाम भवन्तः एतत् कुर्वन्तु अहं सर्वमपि निरस्तं कुर्वन्नस्मि यत् किञ्चित् मया अपेक्षितं सर्वं निरस्तं करिष्यामि कुर्वन्नस्मि नावश्यकं किञ्चित् अस्तु